नमोनमः आम् आं जानामि कथमस्ति भवान् आम् इदानीं कुत्र अस्ति भवान् आम् अध्ययनं सम्यक् चलति वा आं वदतु तर्हि एकः श्लोकाः सन्ति धर्मे चार्थे च क्वा कामे च मोक्षे च भरतर्षभ यदिहस्ति तदन्यत्र यन्नहस्ति न तद् क्वचित् धर्मः अर्थः कामः मोक्ष पुरुषचतुष्टयमस्ति आमाम्

अग्रे कोपि प्रश्नः वेदाः चत्वारः वेदाः सन्ति ऋग्वेदः यजुर्वेदः सामवेदः अथर्ववेदः चत्वारः वेदाः सन्ति ऋक् यजुः सामः अथर्वः

ऋग्वेदस्य वर्तमाने पञ्चशाखा उपलभ्यन्ते शाकल बाष्कल आश्वलायन शाङ्खायन माण्डुकायन इति कस्य वेदः नाम शुक्लयजुर्वेदः सामवेदः अथर्ववेदः ऋग्वेदः ऋक् यजुः सामथर्ववेदः चतुर् थः सन्ति वदतु वेदाः तस्य एकं वाक्यमपि अस्ति वेदोखिलो धर्ममूलं वेदः धर्मस्य मूलः अस्ति

न वे भवतः भवतः सम्यक्तया ध्वनिः नागच्छति पुनः वदतु आम् आम् वेदः धर्मस्य मूलः अस्ति ये धर्माः सन्ति ते सर्वे धर्माः मूल्याः अस्ति वेदः धर्मस्य मूलः वेदाः सन्ति ये धर्मः नाम धर्मः किञ्चत् समयं यदि भवान् सम्यक् दक् दा ददाति तर्हि अहं वदामि स्मरणं नास्ति आम् आम् आम् आम् आम् शुक्लयजुर्वेद वे शुक्लयजुर्वेदे द्वौ शाखे सन्ति

अन्यः केपि प्रश्नाः सन्ति वा आम् आमाम् नमोनमः धन्यवादः